हरिः ओं देविका भगिनी देविका भगिनी अस्ति वा अहं मोडेल् अस्मि रेवा रुद्रकार् इति तर्हि मम कृते भवत्याः मेकप् आवश्यकी अस्ति अग्रिमे अग्रिममासे मम एकं मम प्रकाशनं जायते मासिकं वाटिट् मां ब्रेकिङ्ग् हरिः ओं तर्हि अग्रिममासे मम मम मम मासिकपत्रिकायाः प्रकाशनं जायते तर्हि तत्र तस्य कृते मम फ़ोटो शूट् आवश्यकम् अस्ति तर्हि भवती यदा रिक्ताः सन्ति तर्हि आगच्छति वा मम सा मम समीपे मया मम समीपे समयः तु अग्रिमदिने मङ्गलवासरे भवती प्रातःकाले रिक्ता अस्ति वा नववादने अस्तु तर्हि तर्हि अस्माकं फ़ोटो शूट् नैसर्गिकं कृतम् अस्ति मत्लब् नैसर्गिकं स्तरेण अस्ति तत्र बहु निसर्गरम्यवातावरणम् अस्ति तत्र कथं मेकप् आवश्यकम् अस्ति वा भवती एकवारं वदतु न एवं वा तर्हि आगत्य मम सर्वसाधनानि भवत्याः एव अस्ति सामग्र्यः आमां भवती एव आनयतु आं तर्हि श्वः आगच्छतु नववादने यदाहं किं यानं प्रेषयामि प्रेषयामि वा यानं प्रेषयामि मा यानं तर्हि मम भवत्याः तर्हि मम भवत्याः गृहस्य अड्रेस् ददातु आम् आमां तर्हि श्वः प्रातः नववादने एव अस्ति तर्हि आगच्छतु नववादने एव भवती अनन्तरं

एवम् एवम् आगच्छतु तर्हि अहं दूरवाणीं करोमि तदा सिद्धा भवतु किमस्ति बहु विलम्बः न जायते किमर्थं यद् तत्र विलम्बः जायते तत्र किमस्ति बहु सम्यक् प्रातःकाले बहु सम्यक् वातावरणं भवति तत्र प्रातःकाले किं पङ्कजः अपि बहु सम्यगस्ति अनन्तरं कमलपुष्पं तत्र अनन्तरं यत् सूर्यः भवती तत्र गच्छति वा आं भवती अधुनापि गन्तव्यमस्ति वा कदा गच्छ तर्हि अस्तु तर्हि आगच्छतु